हा हरिः ओम् हरिः ओम् अहम् आयेन्द्रः इति हा अहम् अयेन्द्रः इति हा समीचीनं श्रीनिवासलाड्जिङ्ग् एव आग आगच्छामि इति चिन्तितवान् अहं मम पुत्रैस्साकं पत्न्या साकम् अस्मि मम कृते दिन दिनत्रयं वासं कर्तुं भाटकगृहमपेक्षितम् हा फ़ेमिलि फ़ेमिलि एव कृते दिनत्रयं वयं वसामः श्वः सायङ्काले आगमिष्यामः षड्वादने आगमिष्यामि षड्वादने आगमिष्यामि तत्र मम ग्रौण्ड् फ़्लोर्मध्ये एव भवेत् तत्र गमानागमनं कष्टं भवति हा

दिनत्रयं वसामि वासं वासं करोमि अतः किञ्चित् न्यूनं करोतु

अस्तु दिन दिनत्रयं वासं करोमि

चायपानादिकं व्यवस्था अस्ति वा

हा व्यवस्था तु सम्यक् अस्ति किल हा आगमिष्यामि हा उत अड्वान्स् तदा एव अड्वान्स् ददामि हा इदानीं षड्वादने आगमिष्यामि सायङ्काले श्वः सायङ्काले षड्वादने आगमिष्यामि दिनत्रया दिनत्रयात्मकम् अस्माकं वसतिः भवेत् हा हा समीचीनं समीचीनं हा समीचीनं धन्य